अहं सस्यरोपणार्थं धन्वन्त्रि इति मम गृहस्य समीपम् एकम् सर्वकारस्य आपणः अस्ति ततः अहं सस्यानि प्राप्नोमि तत्र मूल्यानि अपि न्यूनम् अस्ति संपादपाः अपि सम्यक् पालयन्ति ततः प्राप्नोमि अनन्तरं तत् विहाय अस्माकम् एकं ओ टि जि इति एकं वाट्सप् गणः अस्ति तत्र के के सस्यविषये केषाम् इच्छा अस्ति सर्वे मिलित्वा एकत्र एकं गणः कृतवन्तः इच्छुकानां गोष्ठिः वर्तते प्रति मासे तत्र मम मित्रेभ्यः अहं के अवशिष्टानि सस्यानि स्वीकरोमि अनन्तरं मम समीपे कानि अवशिष्टानि सस्यानि सन्ति चेत् अन्यथा अहं किञ्चित् वर्धनं कृत्वा तानि तेषां कृते अपि अहं दास्यामि